हरि ओम् अनिरुद्धः भाषते एवमेवम् अहं वासुदेवः मदीयं किञ्चित् वीदसंरचनासंस्थानमस्ति तत्र अहं क्वचित् कस्यचन पक्षतः भवतां नाम अहं ज्ञातवान् यत् भवन्तः अपि सङ्गीतज्ञाः सन्ति इति यत्र केषु विषयेषु भवताम् अभिरुचिः अपि च तत्र प्रवृत्तिः अस्ति कीदृशसङ्गीतम्

किं किमस्ति मृदङ्गवादकः आम् आम् एवम्

एवम एवं सम्यक् सम्यगस्ति यतोहि मया एकं गीतसङ्कुलं निर्मातव्यमिति अस्ति अल्बम् इति यदुच्यते तत्र मम अभिरुचिः अपि किञ्चित् शास्त्रीय स कर्णाटकशास्त्रीयं भवतु उत वा हिन्दूस्थानिशास्त्रीयं शास्त्रीयसङ्गीतम् आधृत्य गीतसङ्कुलं भवेत् इति अस्ति मम समीपे कतिचन साहित्यानि सन्ति आरचितानि विशेषेण विशेषरूपेण विशेषसन्दर्भं आचित्य आलिखितानि साहित्यानि तु तर्हि यथा भवतः उक्तं तत्र मुख्यतया संस्कृतभाषायां क्वचित् कन्नडभाषायामपि एकत्र एकं वा द्वयं वा अस्ति परं तदस्मिन् सङ्कुले स्थापयामि वा न वा इति मया चिन्तनीयं परम् एतत् एकं विषयम् आधृत्य अस्य सङ्कुलस्य निर्माणं कर्तव्यम् इति मनसि अस्ति तर्हि भवत् यथा श्रुतं भवद्भिरुक्तं भवन्तः सङ्गीत आरचनामपि कर्तुं शक् नाम कम्पोसिशन् अपि कर्तुं शक्नुवन्ति इति तर्हि एतेषां साहित्यानां विशेषरूपेण सङ्गीतारचना कर्तुं आरचनां कर्तुं शक्यते वा तादृशं प्रयासः कर्तुं तत्र विशिष्य अद्यत्वे यत् शिक्षणमस्ति तत् शिक्षणं कथं भारतीय भारतीयशिक्षणं भवितुं शक्यते भारतीयदृष्ट्या कथं भवितुं शक्यते तत् तथा करणेन के लाभास्सन्ति इति दर्शयितुं कश्चन तादृशं विशिष्य किञ्चन गीतम् आरचितवान् अस्ति सो तत् भवतु तत्र विषयः यद्यपि अयं विषयः तथापि सङ्गीतं कथञ्चित् किञ्चित् युवानं यथा तदाकर्षेत् आकर्षयेत् तादृशं सङ्गीतं भवति चेत् उत्तमम् इत्यतः तादृश तदेव चालेञ्ज् अस्ति मव अभिरुचिः शास्त्रीयसङ्गीते अस्ति परं तत्र शास्त्रीयसङ्गीतम् इत्युक्ते निदान्तं तत्र शास्त्रीयता दर्शनीया इति नास्ति परं तदाधारेण किञ्चित् आधुनिकमपि तत्र संयुज्य यथा युवाभ्यः युवानः तत्र आकृष्टाः भवेयुः तथा किमपि आरचना करणीया अथैव तु चालेञ्जिङ्ग् अस्ति किञ्चित्

तत् कथञ्चित् ट्यूषन् वत् अपि भवितुं शक्यते कदा अस्तु तर्हि सन्तोषः अहम् एकं कार्यं करोमि एकम् एकस्य गीतस्य साहित्यं प्रेषयित्वा ष्यामि तस्य कृते एकं सङ्गीतस्य आरचनां एकस्य तरा इत्यस्य पल्लव्याः कृत्वा कथमभिरुचिः भवति इति दृष्ट्वा अग्रे वयं सरामः महान् सन्तोषः भोः धन्यवादः